जनानां जीवनस्य समग्र गुणवत्तायां क्रीडानाम् सकारात्मकः प्रभावः वर्तते कथम् इति चेत् तत्रा इदानीम् एकां क्रीडां स्वीकुर्मः उदाहरणार्थं कबडि इति स्वीकुर्मः तत्र सम्यक् टीं द्वयम् द्वयं भवतः तण्डद्वयं भवतः तत्र सम्यक्तया आदौ कद् विभागः करणीयः अयमत्र अयमत्र इति कृत्वा सम्यक् छात्राः समीचीनाः छात्राः आदौ स्वीकर्तव्याः स्वीकृत्य अनन्तरं तत्र नाम तत्र कथं विभागः कर्तव्यः इत्यत्र एकस्य नायकस्य निर्धारः नाम नायकत्वं तत्र ज्ञायते सः कथं छात्रान् दृष्ट्वा अयम् एवं क्रीडितुं शक्तः एवं क्रीडितुं शक्तः इत्यादि रूपेण तत्र कर्तुं शक्यते नायकत्वगुणं तत्र आगतं तथैव यः तण्डः भवति तस्य नायकत्वं यः वहति एकः तण्डः भवति इति कृत्वा तत्र एकः नायकः भवति तत्र क्रीडा सम्यक् क्रीड्यते चेत् सम्यक् भवति तत्र कथं नाम धैर्यमागच्छति एवं मया इदानीं साक्षाद् अन्ते गत्वा तान् सर्वान् बहिः स्थापयेयुः इत्यादि रूपेण तत्र समीचीना गुणवत्ता भवति नायकत्वम् आगच्छति तथैव धैर्यमागच्छति स्फूर्तिः आगच्छति इत्यादि रुपेण बहवः गुणाः एवं प्रभावं प्रभावं प्रभावं जनयन्ति बहवः गुणाः